अहं मम गृहस्य कृते यवनिकां आर्डर् कृतवानासं भवान् सर्वं प्रेषितवानस्ति तत् सम्यक् अस्ति अस्म वयं तु सन्तुष्टाः अस्माकं गृहस्य यद्वर्णमस्ति तत्र तत्परि तद्बहु सम्यक् युज्यते तस्य तथा उत्कुष्टा दर्जा यवनिका अस्ति बहु सन्तुष्टाः वयम्